नमस्ते नमस्ते महोदय अस्तु हा अस्तु अस्तु ते कति जनाः सन्ति आम् आं करिष्यामि महोदय अहम् एकवारं वदामि सूपं तु अहं सम्यक् करोमि चिन्ता मास्तु सूपं करोमि रोटिका अपि कर्तुं शक्यते ते रो ते रोटिकाः ते रोटिकाः खादन्ति खलु रोटिकाः सूपः ओदनमपि ओदनमपि करोमि किञ्चित् व्यञ्जनेन सह ओदनं सम्यगस्ति इति चिन्त् चिन्तयामि मधुरविषये मधुरविषये बर्फ़ि चक्रिका चक्रिकाबर्फ़ि इति अस्ति कि खलु तद् सम्यक् भवति वा आं जलेबि अपि कर्तुं शक्यते यदि ते इच्छन्ति आम् आं दीपावलिः आगच्छति खलु अतः जलेबि अपि ते इच्छन्ति इति मन्ये आम् आं भवान् भवान् भवान् अपि आगच्छति खलु आम् आम् आम्

ओहो ओहो एवं वा हो अस्तु अस्तु अस्तु अस्तु अहं तत्रैव अहं घण् घण्टाद्वये घण्टात्रये वा अहं तत्र आ आगमिष्यामि कार्यं कार्यं तदा आरब्धुं शक्यते

अस्तु सम्यग् निश्चयेन निश्चयेन चिन्ता मास्तु आं धन्यवादः धन्यवादः